प्रतिदिनं महिला बहूनि समस्याः सम्यक् सम्मुखीकृतं कुर्वन्ति यदा सा बहिः गच्छति रात्रौ भवति तर्हि तस्य एकाकी न गन्तुं न शक्यते तत्र यदि सा ओला कुर् कृतवती तर्हि तथापि सेफ़् इति नास्ति यदि तस्य विवाहं विवाहः जाता तर्हि प्रत्येकं यत् तस्य मनसि आगच्छति तत् सर्वः अपि इच्छाः पूर्णं न भविष्यति तस्य कृते सः पत्युः तस्य निर्णयम् इति अन्तिमम् एव अस्ति यदि गृहे वरिष्ठाः जनाः सन्ति ते अपि ते अपि तस्य इच्छा पूर इच्छायां पूर् पूर्तिं करोति इति न जानाति यदि सा कार्यार्थं बहिः ग गन्तुम् इच्छति तर्हि सा स्वस्य निर्णयं वक्तुं न शक्यते अधुना बहु बहूनि परिवर्तनानि भवन्ति पुरा यदा ज्वायिण्ट् फ़्यामिली भवति अधुना न्यूक्लियर् फ़्यामिली भवति तर्हि महिलानां कृते कार्यार्थं बहिः गन्तव्यं शक्यते भारते शिक्षणे तथा कार्यक्षेत्रे महिलया ब महिलाभ्यः समानावकाशः अधुना अस्ति